सामान्यदैनन्दिनजीवने आङ्गल भाषायाः पञ्चाङ्गम् अथवा यत्किमपि केलेण्डर् अस्ति तदेव वयम् उपयोगं कुर्मः किन्तु पश्यन्तु अस्माकं गृहे भवतु वा बान्धवानां मध्ये भवतु वा किमस्ति वयं सनातनधर्मस्यानुयायिनः स्मः तत्र तु निश्चयेन पञ्चाङ्गं दृष्ट्वा एव भिन्नभिन्नकार्याणि कुर्मः अथवा अस्माकं ये उत्सवः अपि भवन्ति ते अपि यथा अस्माकं पञ्चाङ्गमस्ति तेन अनुगुणेन एव तस्मिन् तस्मिन् तिथौ एव आगच्छन्ति तस्मिन् तिथौ तस्याः तिथेः यत् आवश्यकमस्ति तादृशं कार्यं वयं कुर्मः अथवा अनुष्ठानं कुर्मः पूजादिकं कुर्मः यदा कदापि उत्सवः अस्ति तत्र तु किं किं भवति पूजा भवति भोजनादिकं नैवैद्यादिकं भवति भिन्नभिन्नरूपेण उत्सवस्य आचरणं भवति तु एकं तु उत्सवविषये तत्तु निश्चयेन पञ्चाङ्गानुगणेन एव भवति पुनः गृहे यदा कदापि विशिष्टं किमपि कार्यं कर्तव्यं तदा तु निश्चयेन ये ज्येष्ठजनाः सन्ति ते तादृशः पञ्चाङ्गं दृष्ट्वा एतस्य कार्यस्य कृते अयं इयं तिथिः सम्यक् अस्ति वा नास्ति वा कः समयः सम्यक् अस्ति कदा कुर्मः चेत् तत्र सम्यक् फलं लभेत् कदा न न न कर्तव्यं तादृशं चिन्तनं तु सर्वदा गृहे वा कुटुम्बे वा भवति एव निश्चयेन स्वयं तु बहु अधिकं न जानामि चेदपि ज्येष्ठः तत्र एतत् योगदानं द अनन्तरं मार्गदर्शनं च कुर्वन्ति अतः पश्यन्तु पुनः गृहे कदापि बालकस्य जन्म अभवत् तस्य नामादिकं नामादि प्रथम प्रथमस्नानं स्वीकृत्य नाम नामकरणं भवतु वा उपनयनं भवतु वा विवाहः भवतु वा यत्किमपि मध्ये मध्ये प्रवासादिकं कदा कर्तव्यं कदा न कर्तव्यम् अस्मिन् विषये कस्मिन् दिशि गन्तव्यं कस्मिन् दिशि न गन्तव्यं एते विचाराः अस्माकं जीवनस्य भागः एव न वयं कदापि त्यक्तुं शक्नुमः पृथक्तया अस्ति इति न जानीमः चेदपि ते अस्माकं जीवनस्य भागाः अस्माकं जीवने च जीवनयापनस्य जीवनयापनस्य किम्